अहम् एक घण्टा पूर्वे स्विग्गी मध्ये एकम् आर्डर् कृतवती आसम् अस्य धनम् अपि प्रेषितवती आसम् किन्तु अत्र किम् अभवत् इत्युक्ते धनम् अत्र रीच् न अभवत् मध्ये किमपि स्थगनम् अभवत् इति मन्ये तत् किमर्थम् इति अहं न जानामि किन्तु अस्य स्थगनस्य कारणं ज्ञात्वा अस्य स्थगनस्य कारणं ज्ञात्वा विना स्थगनेन अस्य धनव्यवहारं कथं भवति इति ज्ञात्वा तत् प्रायोगिकं करणीयं मम धनव्यवहारं पूर्णं करोतु इति अहं सविनम्रं प्राथयामि